द्विसहस्रतमवर्षस्य षष्ठमासस्य दशमः दिनाङ्कः पञ्चाधिकद्विसहस्रतमवर्षस्य तृतीयमासस्य सप्तमः दिनाङ्कः द्विनवत्यधिकनवशताधिक एकसहस्रतमवर्षस्य चतुर्थमासस्य अष्टमः दिनाङ्कः षड् षड्त्रिंशत्यधिकसप्तशताधिक एकसहस्रतमवर्षस्य पञ्च पञ्चमस्य पञ्चममासस्य नवमः दिनाङ्कः एकादशाधिकद्विसहस्रतमवर्षस्य द्वितीयमासस्य एकादशतमः एकादशतमः दिनाङ्कः